देशीय वैद्यपद्धतिः आधुनिक वैद्यकीयः च भेदः प्रायः देशीयवैद्याः प्रायः भवन्ति यत्र तु आयुर्वेदिकस्य उपरि कार्यं कुर्वन्ति उपचारः भवति तद्निमित्तं किञ्चित् के कन्सल्टेशन् इति भवति डयग्नेसिस् इति कुर्वन्ति प्रायः देशीयाः अपि कुर्वन्ति अनन्तरम् आधुनिकम् अपि कुर्वन्ति किन्तु आधुनिके एम्बिबिएस् इत्यादिकं भवति एम्बिबिएस् मध्ये किं भवति प्रायः शरीरस्य विषये सर्वं पाठनं भवति ते शरीरस्य विषये सर्वं कुर्वन्ति किन्तु मूलप्रकृतिः इति किं देशीयस्थानेषु भवति मूलप्रकृतिः प्रतीव्यक्तिः प्रतिमनुष्ये किं किं मूलप्रकृतिः भवति वा नाडी भवति यथा आद्यनाडी अन्त्यनाडी मध्यनाडी तन्नाडीचिकित्सा भवति नाडी माध्यमेन जनानां किं तत्र रोगः नाडीरोगः भवति वा तदा वैद्याः अपि भिन्नाः भवन्ति नाडीवैद्यः भवति अनन्तरं यदा गुणाः भवन्ति दोषाः भवन्ति तदा कः गुणः प्रधानः सत्त्वः वा रजः वा तमः तस्य विचाःर कथं भवति तद्विषये अपि चिन्तयन्ति जनः कथं शयनं करोति शयनविषये अपि स शयनं रूपेण यथा कस्मिन् दिशि दिशि कस्मिन् दिशि इति तस्य शिरः कुत्र भवति तस्य पादः कुत्र भवति तेन माध्यमेन अपि एषः देशीयः वैद्यः पद्धतिः नाम् उपचारः भवति तदा उपचारः नाम औषधिः उपचारः वा साक्षात् आप्रेशन् मार्गः इति नास्ति तत्र देशीयपद्धतिः अस्ति तत्र साक्षात् तत्र अस्माकं जीवनशैली पद्धति तत्र विशिष्टा तत्र ते जीवनपद्धतौ वयं किं किं कुर्मः तत्र किं विशिष्टं कार्यं कुर्मः कथं अस्माकं भोजनं कथं वयं स्नानादिकं कुर्मः तत्पुर्वमेते ग्या परिज्ञानं कुर्वन्ति तदनन्तरं तस्य उपचारः कुर्वन्ति अत्र साक्षात् रोगशमनार्थमेव ओषधिं प्रददौ प्रददति अनन्तरं यदस्ति किमपि नास्ति चेत् साक्षात् आपरेशन् इत्यादिकम् अनन्तरं प्रायः गर्भकालिकमासे यदा स्त्री भवति तत्र नवमासे ते साक्षात् सीज़र् ओपरेशन् माध्यमेनैव गर्भस्थशिशुं तत्र बहिरानयन्ति प्रायः प्राचीनवैद्येषु तत्र भवन्ति नाडीपरीक्षणानन्तरं ते या स्त्री भवति तस्याः किं मुख्यः तः अस्ति सा कथम् अस्ति तस्याः विषये तस्याः रक्तविषये ते परीक्षणं कृत्वा पूर्वं रक्षा रक्तवर्धनं तस्य पोषणवर्धनं भवतु अनन्तरं यदा शिशुः भवति चेत् प्राकृतिकमाध्यमेन सः स्वयमेव स्वस्य बलेन बहिरागच्छेत् तदा तस्मिन् तस्य उपरि ते कार्यं कुर्वन्तः सन्ति एवम् आधुनिकवैद्यपद्धतीनां वा देशीयवैद्यपद्धतीनां किञ्चित् भेदः दृश्यते